शरीरे यदा रोगः भवति चेत् तदा नाम ज्वरः इति रोगः भवति चेत् तदा वयं वैद्यः वैद्यालयं गत्वा तत्र वैद्यान् मिलित्वा अस्माकं समस्या उक्तवन्तः चेत् तस्याः समस्यायाः परिष्कारार्थं वैद्यैः यत्किञ्चित् पथ्यम् उक्तवन्तः गृहे ऊष्णजलं पिब पिब पिब पिब इति मनुष्यैः मनुष्यात् दूरं भवतु इति इत्यादि ते नियमाः वैद्यैः उक्तवन्तः तेषाम् अनुसरणेन तस्य ज्वरस्य दूरं दूरं भवतु इति अपि तु आहारे म् आहारमध्ये अपि यत्किञ्चित् नियमाः सन्ति नाम बहु कार्सा बहु मसालपदार्थानि कानि सन्ति लोके तस्य यत्किञ्चित् दूरं दूरं भूत्वा वयं सात्विकाहारमेव स्वीकृत्य रोगस्य निवारणं क्रिया मम अस्माकं क्रियते तथा च ज्वरः ज्वरः शरीरे ज्वरे ज्वरं बहिः गतः गतः इति एतादृशान् नियमान् वयं पालितवन्तः चेत् तदा अहं सम्यक् अस्मि सम्यक् भूत्वा अस्माकं का क्रिया अस्ति तत् क्रिया प्रतिदिवसे वयं क्रियन्ते इति शतकम्